अहं विश्वेस्मिन् कुत्र गच्छामि इति चेत् इतः पूर्वं यदा अहं गुरुकुले अध्ययनं कुर्वती आसं तस्मिन् समये जर्मन् मध्ये एष्या वीक् कार्यक्रमः इति कश्चन क्रियमाणः आसीत् तदर्थं वयं भारतदेशतः मङ्गलाचरणं कर्तुं तत्र गतवन्तः तत्र सार्धैकमासं उषितवन्तः आम्स्टडाम् मद्ये हालेण्ड् तत्र तत्र नाम तेषां कार्यक्रमं कृत्वा अनन्तरं तत्र आर्यसमाजाः अपि सन्ति तेषु आर्यसमाजेषु अपि वयं यज्ञादिकं कारितवन्तः वेदपाठः वा भवतु घनपाठः वा भवतु सर्वत्र तत्र स्वा आर्यसमाजस्य प्रचारं कृतवन्तः तत्र वयं मिनि पेल्सियं इति एकं स्तानं अपि भवति तत्र तद्दर्शनाय गतवन्तः तत्र दर्शनेन बहु आनन्दः प्राप्तः अस्माभिः अधुनापि यदि वयं अहं गच्छामि चेत् तस्मिन् स्थाने तादृशस्थाने एव गन्तुं इच्छामि यतोहि तत्र अस्माकं परिचिताः जनाः अपि सन्ति द्वितीयवारमपि अहं गतवति एष्यन् हेरिटेज् सोसैटि इति संस्थया प्रेषितः द्वितीयवारं स्पेन् तत्र तत्रापि वेदपाठकरणार्थमेव प्रेषिताः तत्रापि अहं तस्मिन् समये तु अधिकतया अहं न अभ्रमं अधुना गत्वा तत्र सर्वमपि द्रष्टुमिच्छामि तत्र किं अस्ति दर्शनार्थं तत्सर्वं दृष्ट्वा पुनः अहं स्वदेशं प्रति आगन्तुं इच्छामि